भवद्भिः माम् अत्र त्यक्तम् अतः मम पार्श्वे द् दातुं धनं चेञ्ज् नास्ति अतः अहं फोन् पे माध्यमेन वा गूगल् पे माध्यमेन पे कर्तुं शक्नोमि वा